भवान् रमेशः वा भवान् उपरि एकः आक्षेपः अस्ति यतो हि रमेशनामकः एकः अस्ति यतो हि त्वमेव रमेशः यदि केन्द्रियसंस्कृतविश्वविद्यालये वा ब भवान् एकं पि सि चोरितं कृतवती किमर्थं भोः परन्तु अहं तु ए सि पि दुर्गाप्रसाद् भवान् उपरि एकः आक्षेपः अस्ति यतो हि भवान् चोरि भवानेव मम पार्श्वे साक्षी अस्ति साक्षी अस्ति मम पार्श्वे कथं न जानामि मम पार्श्वे साक्षी अस्ति यतो हि भव भवान् मिथ्याम् एव वदति आम् अहं दर्शयामि अहं दर्श् अहं दर्शयामि सि सि टि वि मध्ये तव मुखं तत्र अस्ति अहं दर्शयामि सि सि टि वि मध्ये एव भवान् पि सि चोरितुं भवानेव चोरः भवानेव चोरः किमर्थं रे क्षम्यतां किमर्थम् भवानेव चोरि साक्षी अस्ति मम पार्श्वे साक्षी अस्ति प्रमाणमस्ति एव प्रत्यक्षप्रमाणमेव सि सि टि वि अस् अस्तु अस्तु अस्तु एवम्